हरि ओम् अहं माधव मैत्रेयी गुरुकुलतः वार्तालापं कुर्वन् अस्मि भवतां कृते मया चपाति आवश्यकम् इति प्रेषितम् आसीत् किञ्चित् संख्या अधिकं आवश्यकम् अस्ति मया पूर्वं पञ्च उक्तम् आसीत् इतोपि दश आवश्यकम् अस्ति कृपया प्रेषयन्ति वा